संस्कृतसाहित्यस्य एकम् उपन्यासमस्ति तस्य नाम अस्ति शिवराजविजयः अस्य लेखकः पण्डित अम्बिकादत्तव्यासः अस्ति अस्मिन् उपन्यासे महाराज महाराजशिवाजीविषये तेषां जीवनवृत्तम् अस्ति मम प्रियपात्रं तत्र शिववीरः एव अस्ति किमर्थम् यतोहि तस्मिन् उपन्यासे न केवलं तस्मिन् उपन्यासे वयं साक्षाद् अपि यदि वयं शिववीरस्य व्यक्तित्वं पठामः चेत् अतीव प्रभावकारि तेषां व्यक्तित्वमासीत् न केवलं सः साहसिकः योद्धा अपितु देशभक्तः राष्ट्रभक्तः अपि सः आसीत् अतः तेन अहं व्यक्तिगतरूपेणापि प्रभावितः अस्मि पुनः पण्डित अम्बिकादत्तव्यासस्य या भाषाशैली अपि वर्तते तस्मिन् उपन्यासे तेनापि अहं प्रभावितः अस्मि यदा वयं पठामः वारं वारं पठाम्यहं यदा यदा अहं पठामि तदा तदा आनन्दः कश्चित् अपूर्वानन्दं तत्र आयाति अतः पुनः शिववीरस्य व्यक्तित्वमपि मह्यं रोचते